हरिः ओम् नमस्कारः उद्यानकार्यं सस्यवर्धनं मह्यं बहु रोचते फिरुजु रूपेण कथम् आरब्धमित्युक्ते मम पतिः एव तत्र इस् एतद् विषये मम मह्यम् आदर्शः अहं मम श्वश्रूः फल फलानि फलवृक्षाणि फल वृक्षाणि सन्ति पु पुष्पवृक्षाणि अपि सन्ति मम श्वश्र्वाः गृह समीपे ब बहु वृक्षाः सन्ति तत्र एकम् उद्यानमपि अस्ति एकम् एकम् उद्यानमपि अस्ति तत् तस्मिन् उद्याने फलवृक्षाणि सन्ति बहुनि तत् अनन्तरं फलवृक्षाणि सन्ति अनन्तरं पुष्पाणि वृक्षाणि अपि सन्ति अहं मम पतिद्वारा कथं बीजं से बीजं स्थाप् स्थापनीयं कथं जलं सिन् सि सिञ्चनं करणीयम् अहं मम अहं पतिद्वारा अहं पठितवती अहमपि कानिचन वृक्षाणि अहं ब वर्धितवती त तस्य द्वारा अहं कानिचन वृक्षाणि अपि अहं वर्धितवती एतत् कार्यं कर्तुं मह्यं बहु रोचते अहम् अग्रे गन् अग्रे स्थातुम् अहं शक्नोमि किमर्थम् इत्युक्ते न उद्यानम् इत्युक्ते बहुनि जनाः वर्धितुं रोचते रोचन्ते अतः अहमपि ये मम मम गृहं पुरतः अपि के कानिचन मा पुष्पं पुष्पवृक्षाणि अहं वर्धितवती प्रतिदिनमहं जलमपि सिञ्चितवती जलमपि तत्र वृक्षाणां वृक्षाणां कृते अहं जलमपि सिञ्चितवती अस्तु